बैक् याने तत्र यदी बैक् याने दोषाः यदि भवन्ति दोषाः इत्युक्ते त्रि तत्सेय् वायर् भवन्ति तत्र नट् बोल्ट् भवति तत् यदी बहिः यदी तत्र समीचीनतयादि स्थापित न स्थापितं तत्र याने चाल् चालनकाले तत्र अव्यवस्थापि भवितुं शक्नोति एतदर्थं एतस्सर्वमपि तत्र विचिन्त्य एव तत्र एतस्य प्रयोगं करणीयं यदा यत् कुत् कुत्रापि य कुतः एव तस्य प्रयोगं कृत्वा या गृहं प्रा प्यते तस्मिन् समये तस्य अनन्तरमपि तत्र बैक् याने किं किं आसीत् इदानिं किं नास्ति एतत् सर्वमपि पस्ट् दृष्टव्यम् अनन्तरं बैक् याने तत्र मुख्यतया यद्वर्ततेव तत्र क्लच् ब्रेक् इत्यस्य या वैर् भवति तत्तु समीचीनं भवति एव किमर्थं एतत्तु मुख्यरूपम् अस्ति बैक् यानस्य अनन्तरं यदि धीरप्रवास प्रवासेषु यदि कोऽपि गच्छत गच्छति चेत् त तस्स मिन् समये एतस्य बैक् यानस्य इञ्जन् भवति स हीट् करोति एतदर्थं तस्य एका नियमः वर्तते यत्र सौ किलोमीटर् अनन्तरं तत्र स्थापनीयमेव अनन्तरं पञ्चनिमेषानन्तरं तस्य पुनः चालनं करणीयम् एतदेव एतस्य रक्षा भवितुं शक्नोति